एवं मम प्रदेशे ऐतिहासिकं स्थानं वर्तते एवं सर्वैः तत्र गन्तुं शक्यते सामान्यतः समययापनार्थं जनाः कुत्र गच्छन्ति इदानीन्तनकाले तावत् जनाः पार्क् तथा सिनेमामन्दिरम् एवम् एवम् अत्रैव बहु बहुवारं गच्छन्तः भवन्ति परन्तु पूर्वं कथाश्रवणार्थं ए एवं देवस्य कलाप रेखणार्थं गच्छन्ति स्म तेन अस्माकं प्रयोजनम् अपि स्म इदानीं एतादृशं किमपि न प्रचलति अतः जनानां सामर्थ्यम् अपि बहुक्षीणं जातम् अस्ति इति अस्माकं दुःखकरः विषयः भवति एवं सामान्यतः जनाः सामान्यतः जनाः तावत् समयापनार्थम् इदानीन्तनकाले मनोरञ्जनक्षेत्रेषु गच्छन्ति इति वक्तुं शक्यते